सामान्यतः जनाः चित्रकलायाः शिक्षणे आदौ ध्यानं श्रद्धा च भवितव्या प्रथमवारं प्रथमवारं तु चित्रकलायाः वा अन्यत् किमपि वा भवतु दोषः भवत्येव पूर्वमेव आरम्भे मनसि चिन्तयित्वा चित्रं न लेखनीयं तत्र दोषः भवति अतः चित्रलेखनसमये पूर्वं किमपि अन्यत् चित्रं दृष्ट्वा चित्रितव्यम् अनन्तरं यत् बेसिक् चित्रं कृत्वा अन्यत् किं योजनीयम् इति किं करणीयम् इति ज्ञायते तदा सुन्दरं चित्रं भवितुमर्हति तत् कर्तव्यम् अहम् अहमेकं चित्रं लेखयामि इति यदा चिन्त्यते तत्रेव मनः भवितव्यं श्रद्धा तु भवितव्यमेव प्रथमवारम् एव चित्रे अधिकं कार्यं न करणीयं शनैः शनैः किं कुर्मः चेत् सुन्दरं चित्रं भवितुमर्हति तद् दृष्ट्वा चिन्तनीयम् चित्रे बहून् कालाः अपेक्षाः भवन्ति अतः शान्तं भवेत् मनः उत्तमः कलाकारः भवितुं महान् अभ्यासः अपेक्षितः कापि वा विद्या एकवारमेव नागच्छति अभ्यासेनेव भवति शनैः शनैः यदा चित्रकलायाः अध्ययनं कृत्वा अनन्तरं चित्रकलायाः प्रदर्शनं दत्वा उत्तमः कलाकारः भवितुं शक्यते